स्मृत्यपि विभिन्ना श्रुतयश्च भिन्नाः इति कश्चन वाक्यं मां प्रति स्मर्यते स्मृतीत्युक्ते वयं दिननित्यं यद् पुण्यकार्यं क्रियते तेषाम् आधारः एव स्मृति इति श्रुत्युक्तकार्यं कर्तुं न शक्यते श्रुति इत्युक्ते वेदे सर्वमपि विद्यते वेदे स्थित अर्थान् वयं ज्ञातुं न शक्यते इति कारणतः ऋषिभिः स्मृति स्मृतिं अरचयत् स्मृतेः ग्रन्थानि किमित्युक्ते हेमाद्रिग्रन्थं तथा याज्ञवल्क्यस्मृति धर्मसिन्धुः इत्यादिकस्मृतिग्रन्थानि वर्तन्ते तत्र प्रातःकालादारभ्य सायङ्कालपर्यन्तं यत्कार्यं कर्तव्यं तदपि तत्र विव्रियते